वार्तापत्रिकाः पठितुं मम प्रदेशे सार्वजनिकग्रन्थालयाः इति प्रायेण न सन्ति परन्तु वार्तापत्रिकापठनम् अपेक्षितमेव इति कारणात् स्वगृहे एव तस्य आनयनं क्रियते तद् येषां गृहे न भवति तैः तावत् आपणादीषु गत्वा तस्य पठनम् अवश्यं क्रियते एव यतः तस्य पठनेन देशे विदेशे वा किं किं सञ्जातम् इति विषये ज्ञानं जायते इति कारणतः सर्वैरपि जनैः तस्य पठनम् अवश्यं कर्तव्यमेव इति कारणात् कुत्र वा यत्र तस्य उपलब्धिः भव भविष्यति तस्मिन् स्थाने गत्वा तैः तस्य अध्ययनाधिकं सर्वं कृत्वा तद्विषये ज्ञानं अवश्यम् रूपेण सम्पाद्यते एव